अस्माकं प्राचीन ऋषिभिः स्वकीयतपस्या द्वारा यान् शाश्वतज्योतिं परम्परागतशब्दरूपेण साक्षात्कारं कृतम् सः एव वेदः इति वेदाः तु अनादयः अपौरुषेयाः तथा च नित्याः

चतुर्वेदाः सन्ति यथा ऋक् यजुस्साम अथर्वश्च आदौ तु वेदाः अविभाजिताः आसन् अनन्तरं वेदव्यासेन वेदानां विभजनं कृत्वा पैलः वैशम्पायनः जैमिनिः तथा च सुमन्तुः एतेभ्यः शिष्येभ्यः क्रमेण स्वाधीतवेदस्य संरक्षणाय तथा च प्रसाराय दत्तम् एते अपि शाकलादिस्वशिष्यान् स्वस्ववेदान् वेदाः पाठिताः पुनः वेदानां चत्रुर्विभागाः सन्ति यथा मन्त्रः ब्राह्मणम् आरण्यकम् उपनिषदश्चेति प्राचीनकाले तु एकपाठिनः अनेके आसन् इत्यस्मात् चत्वारि अपि वेदान् अधीत्य ब्रह्मर्षिपदभाजः भवन्ति स्म परम् अधुना तु एकपाठिनः नैव दृश्यन्ते तथा च वेदाध्यायिनः अपि न्यूनाः एव यद्यपि चतुर्णां वेदानाम् अध्येतॄन् द्रष्टुं नैव शक्नुमः परम् अद्यापि एकस्य वेदस्य घनान्त अध्येतारः उपलभ्यन्ते